हरिः ओं वदन्तु हा सत्यं सत्यं भवन्तः

हा अस्तु ह भवतां वयः हा अस्तु अस्तु शक्यते अष्टादशवर्षानन्तरम् एतत् चालनाय ड्रैवविङ्ग् लैसेन्स् प्राप्यते चिन्ता नास्ति हा आं मम यः कार्यालयः कार्यालयः सिर्षिनगरे वर्तते तत्र कोर्ट् अस्ति खलु तस्य पुरतः भवति

हा अत्र तत्र प्रातः नववादतः नववादने उद्घाटनं भवति सायङ्काले हा अस्तु अस्तु हा षड्वानपर्यन्तं भवति हा हा

दिनात्मकः नाम अत्र शतं किलोमीटर् पर्यन्तं शतं किलोमिटर् तत्र ट्रेनिङ्ग् दीयते यानस्य चालनं शतं किलोमिटर् पर्यन्तं प्रतिदिनं प्रतिदिनं हा प्रतिदिनं पञ्च किलोमीटर् वा अथवा दश किलोमिटर् वा आ हा आनुकूल्यं भवतां समयः कतं वर्तते तदनुसारं कक्ष्या भवति

हा हा यथा ये ग्रामीणमार्गे मार्गे नगरप्रदेशे सर्वत्र तत्र यानं भवति आदौ तत्र जनविरलः भवन्ति अथवा एव ग्रौण्ड् मध्ये प्राथमिकशिक्षणं तत्र भवति अनन्तरं जनाः यत्र न भवन्ति न्यूनातिन्यूनं वाहनं चलति तस्मिन् प्रदेशे तस्मिन् मार्गे अनन्तरम् एवम् एवं तत्र अग्रे हा हा चिन्ता नास्ति आ आदौ तत्र एल् एल् आर् कर्तव्यं तदर्थम् आन्लैन् आन्लैन् मध्ये एव तस्य पत्रस्य पूरणं कर्तव्यं तत्र ये अस्माकं कार्यम् आगच्छन्ति तत् सर्वं वदामि कथमितिभवताम् आम् आधार् आधार् कार्ड् फ़ोटो भावचित्रम् अपेक्षितं तदानीं

हा अस्तु अस्तु

अस्तु अस्तु आ आ अस्तु आगच्छन्तु